मया गृहपशवः रोचन्ते वस्तुतः सा वस्तुतः शास्त्रस्य मते श्वानपालनेन गृहे सकारात्मकशक्तिः भवति दुष्टात्मा अपि न भ्रमति अतः एव अधिकांशजनाः श्वानान् गृहे एव पालयन्ति अस्य कारणात् गृहस्य वातावरणं सुखदं तिष्ठति हिन्दुधर्मे श्वानः भैरवस्य दूतः इति मन्यते श्वानः चोरेभ्यः रक्षति श्वानः एकः निष्ठावान् प्राणी अस्ति यः पूर्वमेव प्रत्येकं प्रकारस्य सङ्कटस्य बोधं करोति प्राचीनमध्ययुगीनकाले जनाः श्वानान् स्वैः सह स्थापयन्ति स्म येन ते वन्यजन्तुभ्यः भूतेभ्यः च स्वस्य रक्षणं कर्तुं शक्नुवन्ति स्म